हरि ओं महोदय नमो नमः महोदय भवान् एतत् यत् इन्धनमस्ति एतस्य कति रूप्यकं महोदय पुर्वं मया अष्टशतं दत्तमासीत् महोदय परम् अधुना द्वादशशतम् इति दर्शयति तर्हि एवं कथं महोदय एतावत् धनं कथं वर्धते एकस्मिन् मासे तर्हि भवन्तः इन्धनम् आनीय यच्छन्ति गृहेषु तर्हि भवद्भिः ज्ञातव्यमेतत् किमर्थं वर्धते एतावत् इति

तर्हि एतावत् तर्हि एकस्मिन् मासेव चतुश्शतं कथं पुर्वं मया अष्टशतम् इति दा दत्तमासीत् अस्मिन् मासे एकस्मिन् मासेव चतुश्शतं वर्धित्वा द्वादशशतं जातमस्ति तर्हि कथम् एतवात् अधिकं भविष्यति तर्हि कथं चलामः महोदय अन्यदपि वस्तुनि अस्ति सन्ति न महोदय स् महोदय एतत् नगरमस्ति खलु अत्र काष्ठानि कथं लब्धुं शक्यते भवानपि तु अत्र आगत्य भवानपि तु अत्र आगत्य पश्यति अत्र वृक्षादिकं नास्ति तर्हि भवान् कथं पृच्छति पुनः काष्ठादिकम् अस्ति वा इति आं सर्

अस्तु महोदय एतदस्ति यत् एतावत् अधिकं भवति तर्हि कथं वयं इन्धनं तत् कर्तुं शक्नुमः भवान् किञ्चित् आं सर् आं सर् पुनरपि भवतां यत् अस्ति आपणमस्मि आपणम् अस्ति तस्मात् वार्तालापं कर्तुं शक्यते चेत् भवन्तः किञ्चित् वदन्तु यत् इन्धनं इन्धनानाम् अधिकं रूप्यकं भवतीति उक्त्वा ये ग्राहकाः सन्ति ते न नयन्ति तर्हि

आं सर् आं धन्यवादः सर् नमस्ते